त्रिपुराप्रदेशे सर्वतः अधिकं रव इत्यस्य उत्पादनं भवति अनन्तरं धान्यम् इत्यादिकम् अपि भवति अत्रत्यजनः तु रवर् इत्यस्यैव उत्पादनं कृत्वा स्वकीयपालनपोषणम् उदरपोषणं च एते कुर्वन्ति आवर्षं रवर् इत्यस्य उत्पादनं भवति रवर् वृक्षाः भवन्ति ततः रवर् इति निष्कासनं कुर्वन्ति अनन्तरं शुष्कं कुर्वन्ति अनन्तरं तत्सर्वमपि यथा प्रक्रिया अनुगुणं ते आपणेषु विपिणेषु विक्रयणं कुर्वन्ति स्वकीय उदरपोषणनिमित्तादिकं ते कुर्वन्ति धन्यवादः